विद्यालयात् परं सायं विशेषवर्गः दुर्बलच्छात्राणां कृते बहुविधं उपकरोति एतद् शिक्षणं तेषां कृते लाभप्रदं भवति निर्धनच्छात्राः ये धनं दातुं समर्थाः नास्त् न सन्ति ते सायं स् शिक्षणे अक्ष् अध्ययनं कर्तुं प्रभवन्ति तथा च धनाभावे एते विद्यालये न गच्छन्ति तेषां कृते विशेषवर्गः महद् उपकरोति ये छात्राः अध्ययने दुर्बलाः सन्ति ते सायङ्काले शिक्षणं प्राप्य स्व अध्ययने स्वविषयस्य उत्कृष्टतां प्राप्नन् प्राप्नुवन्ति एवञ्च शिक्षकाः छात्राणां कृते बहुविधप्रकारेण शिक्षा दीयते एवं विशेषवर्गे अल्पबुद्धिच्छात्राणां कृते विशेषशिक्षा भवति छात्राणां कथं ज्ञानं भवेत् तथा च अध्द्युमः कथं भवेत् एतस्य ध्यानं दीयते शिक्षकः छात्राणां कृते बहुविध उपकरणानां साहाय्येन पाठयति तथा च बहुविध विधीनां शिक्षणशास्त्राणां माध्यमेन छात्राणां अधिगमः कारयन्ति छात्राः अपि रुचिं धारयन्ति तत्र एवम् अल्पबुद्धिच्छात्राः अपि स्वल्पसमयेन अधिगमं कुर्वन्ति छात्राणां शैक्षणिकस्तरे मूल्याङ्कनस्तरे वृद्धिम् आयाति छात्राः तत्र स्वविषयस्य यत् कठिनता काठिन्यम् अस्ति तस्य निवारणं कुर्वन्ति एवं परीक्षायां अधिकान् अङ्कान् प्राप्नुवन्ति